भारते बहवः नृत्याः प्रसिद्धाः वर्तन्ते तत्र भरतनाट्यं कुच्चुप्पुडि मोहिनी अट्टं कतक् यक्षगानम् इत्यादयः प्रसिद्धाः नृत्यशैल्यः भारते वर्तन्ते पद्मासुब्रह्मण्यं भरतनाट्ये तथा च गोपिकृष्णः कतक् नृत्ये मोहिनी अट्टे कलामण्डलं कल्याणि कुट्टि अम्मा कुच्चुपिड्यां सि सिद्धेन्द्रयोगी तथा च यक्षगाने स्सब्बण्णकोडी इत्यादयः महान् महाभागाः नृत्यप्रवीणाः वर्तन्ते ते भा नृत्ये भा भार भारतम् अग्रिमस्थाने नीतवन्तः नृत्यप्रवीणाः वर्तन्ते तत्र अनेकाः इतोपि अनेकाः प्रसिद्धाः नृत्यप्रवीणाः अपि भारते इदानीमपि वर्तन्ते किन्तु एतेषु प्राचीनः नाः वर् व एतेषु प्राचीनाः वर्तन्ते ते मा महाभागाः भरतनाट्ये यक्षगाने कथक् नृत्ये कुच्चुपुड्यां मोहिनि अट्टे ते बहवः प्रसिद्धाः वर्तन्ते